नमस्ते महोदय एतत् टि वि एस् शोरूम् वा महोदय अहम् एकं वाहनं क्रेतुम् इच्छामि तत्र भवतां सकाशे कानि च लभ्यन्ते इति वक्तुं शक्यते वा

महोदय मम तु आवश्यकता बहु नास्ति अपि च तत्र न्यूनं भवेत् तादृशम् अस्ति वा एवं वा एलेक्ट्रिक् पेट्रोल् एतयोः मध्ये कः व्यत्यासः अत्र उत्तमं किम् इति वक्तुम् एवं वा आ अत्र धनविषये किञ्चित् वक्तुं शक्यते वा अस्तु महोदय धन्यवादः